अहं महाराष्ट्रराज्ये वसामि अस्माकं राज्ये संस्कृतिविषये ये विशेषतया संस्कृतभाषायाः योगदानम् अस्ति एव संस्कृतिः इत्युक्ते प्रवचनं भजनं वा उत्तमगानं संस्कृतश्लोकाः सन्ति सर्वे संस्कृतं मध्ये एव अधिकं भवन्ति तर्हि यदि ज्ञानं ग्रहणीयमस्ति तर्हि तत् संस्कृतमाध्यमेन संस्कृतम् अस्माकं या भाषा तया भाषा तया भाषया एव तया भाषया एव अस्माकं ज्ञानं वा संस्कृतिः उत्तमं भवति इति अहं मन्ये तथैव अस्माकं भगवद्गीता अस्माकं ग्रन्थः श्रेष्ठग्रन्थः अस्ति तत्र श्लोकाः सर्वेषां कृते उत्तमाः सन्ति यदि अस्माकं जीवनं सुलभं करणीयमस्ति तर्हि संस्कृतशोकाः संस्कृतभगवद्गीता तस्य पठनं पाठनम् आवश्यकमेव तस्य योगदानम् अस्माकं राज्ये भवति एव